अहं तु तमिल्नाडुप्रदेशीया अस्मि अत्र चलनचित्रेषु अथ विन्यास प्रदर्शनेषु अस्माकं टेम्पल् जुवेल्लरी इति अस्ति तस्य प्रयोगः बहुविधं कृतं वर्तते तत्र चलनचित्रेषु अपि क्लासिकल् डान्स् इत्यादिकं भरदनाट्यम् इत्यादि क्षेत्रे गीता मध्ये तत्र प्रदर्शनं कृतम् अनन्तरं करकुशलवस्तु इत्युक्ते अत्र बहुविधाः करकुशलविन्यासाः अपि अस्ति अत्र करकुशलवस्तूनाम् प्रदर्शनेषु अपि अस्माकं टेम्पल् जुवेल्लरी अनेड् सिल्क् काञ्जिपुरं सिल्क् इत्यादिकं प्रदर्शनं कृतम् अस्ति